विश्वस्य विकासः अतिवेगेन भवति तन्त्रज्ञानस्य सहाय्येन परिर्वतनं जातम् यदा जगतः शीघ्रं विकासः भवति तदा सः बहुनि परिवर्तनानि आनयति यत् अस्माकं दैनन्दिनजीवने किञ्चित् प्रभावं जनयति केचन शुभाः केचन दुष्टाः अस्माभिः स्पष्टतया चिन्तनीयं यत् अस्माकं प्रकृतिः पशुः पक्षिणः च ये अस्माभिः सः विद्यन्ते तेषां कृते किं हितकारं दुष्टं वा इति अस्माभिः किञ्चित् परिर्वतनं परिहर् हर्तव्यं यत् प्रकृतेः हानिं करोति यतोहि प्रकृतिः अस्मान् रक्षति अतः अस्माकं प्रकृतेः रक्षणस्य आवश्यकता वर्तते विश्वविकासात् सकारात्मकं प्रभावं द्रष्टुम् इच्छामि